मैसूरुनगरम् उद्याननगरम् इत्येव प्रसिद्धम् अत्र बहूनि उद्यानानि हरितमयानि विराजन्ते एवम् उद्यानानि गन्तुं कुत्रापि शुल्कं नास्ति तत्र आगत्य पद्भ्यां चरणार्थं शक्यते एवं च उपवेष्टुं शक्यते लतावल्लर्यः तत्र भवन्ति तत्र उपविश्य गानं गातुं शक्यते एवं बहु सम्यक् अस्ति एवं च केषुचित् उद्यानेषु यत् व्यायाम उपकरणानि यत् जिम् इत्युच्यते जिम् केन्द्रं तत्र स्थानीयैः यत् क्रियते तस्य कृते बहु शुल्कं देयं भवति अत्र शुल्कं नास्ति निःशुल्कं भवति सामान्यस्तरीय उपकरणानि उपयुज्य तत्र देहव्यायामार्थं बहु उत्तमसाधनानि भवन्ति अहं तु सरस्वतीपुर इति विस्तरणे निवसामि मैसूरुनगरे तत्र कुक्करळि तटाकः इति बहु प्रसिद्धः पूर्वम् साहित्यकाराः बहवः तत्र पादयात्रं कुर्वन्ति स्म इति तदा ज्ञायते तत् सरस्वतीपुरे विद्यमानकुक्करळि तटाके अहमपि प्रतिनित्यं प्रभाते पद्भ्यां गच्छामि येन बहुधा उल्लासः भवति क्रीडाङ्गाणान्यपि भवन्ति